कालिदसः तु महान् कविः सः महाकाव्यानि रचितवान् अस्ति रघुवंशः कुमारसम्भवः इति तत् महाकाव्यः मेघदूतमिति लघुकाव्यमपि अस्ति तस्य अभिज्ञानशाकुन्तलम् ऋतुसंहारः तदपि शकुन्तला तु नाटकमेव ऋतुसंहारः तु लघुकाव्यं वर्तते कुमा कालिदसस्य तु गणने सः बहु मुख्यस्थाने अस्ति अनामिका इति तस्य अनन्तरं कोऽपि तत्र तेन सदृशं न भवितुं शक्यते इति इतोऽपि तत् सर्वे जानन्ति एव कालिदासस्य विषये सः किं वक्तुं शक्नोमि इत्युक्ते उपमाकालिदसस्य इत्येव सः प्र प्रख्यातः उपमा तेन कथं कृतम् इति इदानीमपि कोपि न कर्तुं शक्यते